विद् विद्यालये किम् अध्यापकः वदति तत् सम्यक् शृणोति चेत् ट्यूशन् आवश्यक्ता न भवति परन्तु किञ्चित् केचन जनाः न अवगम्यते न अवगम्यते इति वदन्ति तदर्थं ट्यूशन् गच्छति चेत् त तस्य तद् विषये सरलं भवति तदर्थं ट्यूशन् गच्छन्ति अनन्तरम् ट्यूशन् गच्छति चेत् तत्र छात्राः मिलित्वा डिश्कशन् कृत्वा तत् संशयनिवारणं कर्तुमपि सरलं भवति अनन्तरं विद्यालये यत् किमपि डौट् अस्ति चेत् अध्यापकं प्रष्टुं केचन जनाः भयम् अनुभवयति तत् निवारणार्थं ट्यूशन् गच्छति तत्र किं वदन्ति तत् सम्यक् श्रुत्वा निवारणं कर्तुं शक्यते इदानीं जनाः गृहे टी वी करदूरवाणी तत् समस्यातः बहिरागन्तुं ट्यूशन् प्रेषयन्ति तदपि सम्यक् एव